ह हरिः ओम् अग्रज आं सम्यगस्मि

भवतः आपणे किं किम् अस्ति इति अस्माकं गृहन्तु गृहं नूतनं बन्धनं कृतं वर्तते तत्र सोफ़ा पुनः तदेव डैनिङ्ग् टेबल् सर्वम् अपेक्षितमस्ति

हाम् मौल्यं वदन्ति चेत् द्रष्टुं शक्यते

आम् आम् आम् अस्तु ह्म्

आम् आम् अस्तु अपेक्षितं सर्वमपि हा एकं दश अपेक्षितं न स्टडि टेबल् इति भवति खलु तदस्ति वा

ओ एवं वा अस्तु चिन्ता नास्ति आं पुनः इदं व्यासपीठम् इति पठितुम् आम् आम् आ सम्प्रति एकं त्रयमलम्

आ पुनः किमपेक्षितम् आम् आम् अपेक्षितम् अवश्यमपेक्षितम्

आम् अस्तु अस्तु प्रेषयन्तु मूल्यं वदन्ति चेत् सर्वं स्वीकर्तुं शक्यते आम् आम् आम् आम् अस्तु आ अस्तु एतावदेव पुनः अपेक्षितं चेत् पुनः दूरवाणीं करोमि अस्तु धन्यवादाः